नमस्ते स्विग्गी अहं रथवीथिकायां निवसामि अहं दीपा कंफर्ट्स् उपाहारमन्दिरतः चायं इच्छामि अत अतः भवान् मया उष्णं चायम् आवश्यकं अतः भवान् तादृशं पेकिङ्ग् कृत्वा मां प्रेषयतु धन्यवादः